तत्र अस्माकं प्रदेशे मिराम्बिका स्पोर्ट्स् एकाडमी इति नाम्ना एकं केन्द्रं वर्तते तत्र केन्द्रे त्रो बाल् वालिबाल् इत्येवं सर्वे कन्दुकविशेषक्रीडानि पुनश्च क्रिकेट् हाकी इत्येवं बेट् विशेषक्रीडानि पुनश्च रन्निङ्ग् क्रीडानि स्विमिङ्ग् इत्येवं सर्वाण्य सर्वाणि अपि क्रीडानि पाठ्यन्ते तच्च अस्माकं प्रदेशे निवसितानां जनानां कृते उपलभ्यते एव मध्ये प्रदेशे वर्तते इति कृत्वा अधुना तावत् तेषां सर्वे तेषाम् उपयोगः वर्तते एव यतोहि केन्द्रस्य उपयोगः तावत् लघु बालानाम् आरभ्य ज्येष्ठ वृद्धानामपि उपयोगः भवति इति कृत्वा सर्वे तस्य उपयोगं कुर्वन्ति तेषां च आसक्ति क्रीडायां ते भागं गृहीत्वा तत्र ते साधनां कुर्वन्तः सन्ति